भारतीय दार्शनिक दार्शनिकपरम्परायां आस्तिकदर्शनानि नास्तिकदर्शनानि चेति द्विधा विभक्तं अस्ति

तत्र नास्तिकदर्शने वेदप्रामाण्यानि न अङ्गीकुर्वन्ति ते एव नास्तिकदर्शनं दर्शनानं अनुगणं अनुयायिनः भवन्ति ते वेदप्रमाणं प्रामाण्यानि अङ्गीकुर्वन्ति ते एव अस्तिक नास्ति अस्तिकदर्शनं दर्शनि इति उक्तम् उक्तवती उक्तमस्ति अस्ति आस्तिकदर्शनम् इत्युक्ते आस्तिकदर्शने षड्दर्शनानि सन्ति साङ्ख्यन्याय वैशेषिकं योगः योगः वेदान्त पूर्वमीमांसा उत्तरमीमांसा इति इति चतुर्धा विभक्तमस्ति नास्तिकदर्शनं चेति चार्वाकदर्शनं जैनदर्शनं बौद्धं दर्शनम् इति त्रिधा विभक्तमस्ति एतेषु मम मते आस्तिकदर्शन एव उचितानि वर्तन्ते ते तेषु आस्तिकदर्शनेषु न्याय न्याय दर्शनमेव मुख्यरूपेण परिगणयति न्याय न्यायदर्शनस्य वक्ता वा प्रवर्तकः भवति गौतमः गौतमः गौतमः सः सः एव मुख्यतया पञ्च वाक्यानि उपयुज्य कृतवन्तः अतः